मम लेखनप्रकाराणि प्रकाराणि संस्कृतभाषायां तथा च आङ्ग्लभाषायां तथा च गुजरातीभाषायां हिन्दीभाषायां वर्तते तथा अहं वेदः वेदाङ्गं निरुक्तं साहित्यं दर्शनम् इत्यादिविषये अध्ययनं कर्तुं सर्वदा इच्छामि तथा च मम इच्छा सायणाचार्यकृतवेदभाष्यं तथा च यास्काचार्यस्य निरुक्तं तथा शतपथब्राह्मणं गोपथब्राह्मणं कात्यायनश्रौतसूत्रं तथा आचार्यमहीधरस्य भाष्यं एवम् प्रमुखरूपेण अहं यास्ककृतनिरुक्तं सर्वदा पठामि तथा च तस्मिन् ग्रन्थे वैदिकशब्दानां यत् निर्वचनं वर्तते तथा च तेषाम् अर्थः तद्वारा वेदार्थः ज्ञानं कथं भवति एतस्मिन् विषये अहं सर्वदा चिन्तयामि तथा निरुक्तद्वारा ये वेदः यैः वैदिकशब्दैः वर्तते ते तत्शब्दानां किञ्चित् अनुकरणं गत्वा यत् भाष्ये सायणाचार्येण यत् यत् कृतं तस्य अपि अहं चिन्तनं करोमि तत्पश्चात् ब्राह्मणग्रन्थेषु येषां यद् व्याख्या वर्तते तस्य अन्वेषणं कृत्वा भाष्यं पठामि